मम जीवने विद्याभ्यास समयं अत्यन्तं मौल्ययुतम् इति जानामि किमित्युक्ते विद्याविहीनः पशुः इत्युक्तवत् विद्याविहीनः पशुसमानः इति अहं जानामि अतः विद्या एव जीवनस्य परमलक्ष्यं वर्तते जीवने अत्यन्तं महत्वपूर्णस्थानं विद्या एव विद्याभ्यासः एव जीवनस्य आधाररूपेण वर्तते जीवने धनं सर्वं न ददाति परन्तु कस्य समीपे विद्या अस्ति सः सः विद्या नाम नरस्य रूपमधिकम् इत्यादि सुभाषितवचनानुसारेण सः समाजे विशेषरूपेण प्रकाशयति